आम् अहं कृतवती एका पुरातन श् पुराने शाटिकां क्रीत्वा नीत्वा तस्य उपरि किमपि कृत्वा स्यूतं कृतवती अन्येषां कृते मम सख्यां कृते दत्तवती एव तेषां तं बहुत् इच्छामि एव आपणं गत्वा समये तस्य उपयोगं भवति स्यूतः ब अस्माकं लेडीस् पर्स्मध्ये स्यूतं स्थापयित्वा किमपि क्रेतुं स समये बहु बहु लाभं भवति तदेव तदेव आम् अहं ततःपरम् अहं चिन्तयामि हस्ते जोबिक् कृत्वा क कार्यम् सम्यक् भवति इति चिन्तयामि तत् सम्यक् एव तत्र स्वेच्छया स्वेच्छा भवति तस्य अस्माकम् अभिरुचिः तस्य विषये अभिरुचिः सर्वं दर्शयति तद्